मम इष्टतमं पर्यटनस्थानं शृङ्गेरीस्थानम् अस्ति यतो हि अत्र शैत्याधिक्यं न भवति एवमेव एवमेव ग्रीष्मकाले बहु अधिकं उष्णता अपि न भवति तत्र यथा वसन्तकाले वातावरणं भवति तथैव वातावरणं सर्वदा द्वादशमासेसु भवति अतः बहु इष्टतमं मम अस्ति अतः शृङ्गेरिप्रदेशः एव मम कृते इष्टतमं पर्यटनं स्थानम् अस्ति